शिक्षणं तु जीवने स सदैव सहायं करोति एव यथा अशिक्षितकृषकः अस्ति चेत् सः केवलकृषिकार्यं कृत्वा यथाशक्ति धनं प्राप्नोति परन्तु सः कृषकः धनं कथं रक्षणीयम् अथवा वर्धनीयम् इति विषये किमपि न जानाति यदि सः एव शिक्षितः कृषकः भव भवति तर्हि सः धनं कथं कुत्र च रक्षणीयं ब्याङ्क् मध्ये यानि कार्याणि सन्ति तस्मिन् विषये सम्यक् जानाति सः धनस्य सम्यक् वर्धनमपि कर्तुं शक्नोति एवमेव सर्वेषु क्षेत्रेषु शिक्षणं सहायं करोति एव